मम ग्रामे मुख्यरूपेण कृषयः कृषिः व्यापारः अस्ति

कृषिः व्यापारः अपि अधिकं नास्ति उत् उत्पन्नं बहु अल्पम् आगच्छति तत्कारणेन क्रूय्षिस् कृषिव्यापारः अपि अल्परूपेण चलति किन्तु कृषिव्यापारः एकः व्यापारः अस्ति अनन्तरं द्वितीयः व्यापारः अस्ति वण् वनतः अन्य अन्यवस्तूनि निर्माणं करणीयं तथा च तत् वस्तुं पार्श्वे नगरं गत्वा तश्च विक्रयणं करणीयम् ततः ततः धनम् आगच्छति अनन्तरम् तृतीयः व्यवहारः तु तृतीयः व्यापारः अस्ति तत् प्राणीव्यापारः इत्यस्ति तन्मध्ये अजः कुक्कुटः गौः इतिः प्राणिनः आगच्छन्ति तस्य अपि किञ्चित् प्रमाणेन तस्य अपि व्यापारः चलति तत् कारणेन एते त्रीणि व्यापाराः मुख्यरूपेणः मम ग्रामे चलति एतस्य अपेक्षा अन्यः कोपि व्यापारः न चलति